एकाधिकद्विसहस्त्रतमवर्षस्य जनवरि मासस्य द्वाविंशतिदिनाङ्कः द्विसहस्रतमः सहस्त्रतमवर्षस्य एप्रिल् मासस्य पञ्चमः दिनाङ्कः सप्ताधिकं सप्तादिकद्विसहस्रतमवर्षस्य अगस्ट् मासस्य पञ्चदशदिनाङ्कः द्विसहस्त्राधिकस्य पञ्चवर्षस्य डिसेम्बर् मासस्य प्रथमः दिनाङ्कः एकं द्विसहस्रं सप्तदशवर्षस्य जनवरि मासस्य प्रथमः दिनाङ्कः